नमस्ते ओ महोदय ह एवं महोदय सत्यं शिर्सी मध्ये तत्र सि पि बज़ार् इति वर्तते खलु तत्रापि एकं विद्यते तथा देविकेरे इति वर्तते खलु तत्रापि एकं वर्तते यत्र कुत्रापि आगन्तुं शक्नुवन्ति भवन्तः एव आम् एवम् अवश्यं क्रियते तत्र किं करणीयम् आसीत् इति कथयन्ति वा एवं महोदय सम्यक् सम्यक् एवं ह एवं महोदय अवश्यं लभ्यते तत्र किं किम् अपेक्षितं तत्र वर्णस्य परिवर्तनं किमपि कारणीयं वा एवं वर्तते वा एवं हरितवर्णस्य सद्यः नास्ति किन्तु दिनत्रयाभ्यन्तरे आगमिष्यति एव तद्विषये चिन्ता एवम् अवश्यम् एवं महोदय एवम् अवश्यं तत् सर्वं कर्तुम् एकः बहु निष्णातः वर्तते एव सः सर्वं कृत्वा यच्छति महोदय सद्यः भवन्तः अत्र आगमिष्यन्तु सम्यगेव वयं कृत्वा यच्छामः तत्सर्वं सर्विस् सर्वं दृष्ट्वा भवन्तः न वयमपि अन्ते कार्यं कार्यानन्तरं वयं सूचयामः कियत् धनम् इति बहु अल्पेनैव धनेन बहु सम्यक् वयं कृत्वा यच्छामः एवं महोदय अस्तु धन्यवादः